पतञ्जलिमहर्षिणा विरचिते योगशास्त्रे अनेकविध आसनानि अस्माकं शरीरस्य स्वास्थ्य रक्षणाय निगदिताः सन्ति तेषु अत्यन्तम् उत्कृष्टम् आसनं सूर्यनमस्कारः इति ज्ञानिनः वदन्ति यतोऽहि अनेकविध आसनानि अत्र सूर्यनमस्कारविधौ अन्तर्भवन्ति इत्येव हेतुः सूर्यनमस्कारं यः प्रतिदिनं कुर् कुरु कुरुते सः नम्यतायाः बलस्य च वर्धनम् अवश्यं प्राप्तुं शक्नोति न केवलं सूर्यनमस्कारविधिः भुजङ्गासनविधिः भुजङ्गासनम् इत्यादि अनेकविध आसनानि अपि अस्माकं शरीरस्य स्वास्थ्यरक्षणे आनुकूल्यानि भवन्ति आसनेन सह प्राणायामः ध्यानं च अस्माकं शारीरिकः मानसिकः स्वास्थ्यसम्पादनं करिष्यति इदानीन्तनकालेषु वयं यथा पश्यामः युवकाः युवतयः जिम् इत्यादिषु गत्वा शरीरसौष्ठवं प्राप्नुमः शरीरदार्ढ्यं रक्षामः इत्यादिकं चिन्तयन्ति किन्तु अस्माकं प्राचीनाः पद्धतयः एव अत्यन्तं श्रेष्ठः इति सर्वे आमनन्ति यदि वयम् आसनानि अस्माकं केवलं स्वास्थ्यशरीरं शरीरस्य स्वास्थ्यरक्षणाय इति भावयामः तेन सह अस्माकम् उद्योगार्थम् अपि एते सहाय्यम् एतानि सहाय्यं कल्पयन्ति इत्यपि सत्यम् ये योगशिक्षकाः भवन्ति तेषां जीवनम् स्वास्थ्यसंरक्षणं पुर पुरस्सरम् धनसम्पादनमार्गे अपि अत्युन्नतं स्थानं प्राप्नोति